स्वधर्मविषये धर्मशास्त्राणां किं मतम् इति प्रश्नः स्वस्य धर्मः स्वधर्मः प्रतिपुरुषं प्रति शास्त्राणि धर्म उपदिशन्ति परन्तु सः यः कश्चन वर्णी स्यात् यः आश्रमी च स्यात् ब्राह्मणक्षत्रियवैश्यशूद्रेषु चतुर्षु वर्णेषु अस्य अस्य वर्णस्य एषः धर्मः भवति तथैव ब्रह्मचारीगृहस्थवानप्रस्थसन्यासीनाञ्च अस्य अस्य आश्रमस्य एषः धर्मः इति शास्त्राणि उपदिशन्ति यः पुरुषः यं वर्णं यं च आश्रमं भजते सः तदनुसारेण धर्मम् अनुतिष्ठेत् तेन श्रेयः प्राप्नुयात् स्वधर्मस्य निश्चयोपि सः यस्मिन् वर्णे यस्मिनश्च आश्रमे भवति तदनुगुणेन सः शास्त्राणि अधीत्य अथवा ये विदुषाः सन्ति शास्त्रज्ञाः तेषां मुखेन वा ज्ञात्वा स्वकीयस्य धर्मस्य नाम स्वकीयवर्णस्य स्वकीयस्य आश्रमस्य धर्मनिश्चयङ्कुर्यात् केवलं स्वधर्म इति स्वधर्म इति नैव भवति वर्णम् आश्रमञ्च अधिकृत्यैव शास्त्राणि धर्मम् उपदिशन्ति तदनुसारेणैव अस्माभिः एषः मदीयः स्वधर्मः इति निश्चयः कर्तव्यः